भारतदेशेषु विद्यमानेषु प्रदेशेषु महाराष्ट्रः प्रमुखः प्रदेशः महाराष्ट्रराज्यस्य स्थापना एक मै नैन्टीन् सिक्स्टीमध्ये अभवत् मुम्बैनगरं महाराष्ट्रराज्यस्य राजधानी वर्तते शिवाजीमहाराज्ञः जन्म अस्मिन् एव राज्ये अभवत् अत्र सर्वे जनाः मिलित्वा निवसन्ति गुजराती भवतु राजस्थानीजनाः भवन्तु तमिल्याः भवन्तु अथवा बङ्गालीजनाः भवन्तु सर्वे अत्र मिलित्वा निवसन्ति महाराष्ट्रराज्ये बहूनि दुर्गाः सन्ति लोकमान्यटिळकमहोदयः महात्मा फुले महोदयः डाक्टर् आम्बेड्कर्महोदयः एतादृशाः महापुरुषाः अत्रैव अभवन् महाराष्ट्रप्रदेशः पर्यटनस्य कृते उत्तमः प्रदेशः अस्ति अत्र पर्यटनस्य कृते बहूनि केन्द्राणि सन्ति जनाः अत्र आगच्छन्ति तथा आनन्दिताः भवन्ति